अहं तीर्थहल्लि इति प्रदेशे वसामि मम ग्रामस्य ऐतिहासिककथा अस्ति परशुरामस्य अत्र रामेश्वरदेवालयः इति अस्ति अपि च समीति समीपे एका नदी अस्ति तत्र रामेश्वरमण्डपः इति अस्ति तीर्थमण्डपः इति वदन्ति परशुरामः यदा स्व मातुः मातुः माता स्वजननिं परशुना वधं कृतवान् ततः परं तत् रक्तं निष्काशयितुं सर्वत्र गतवान् प्रतिक्षेत्रे मार्जितवान् तथापि रक्तं न गतम् यदा सः तीर्थहल्यां नद्यां यदा मार्जनं सम्मार्जनं कृतवान् तदा रक्तं गतम् इति कथा प्रसिद्धम् अस्ति अतः प्रतिवर्षे अत्र उत्सवः रथोत्सवः प्रचलति सर्वं भवति अपि च अत्र बहवः उपकथाः अपि सन्ति